अहं तु शास्त्रविषये अधिकं लेखितुम् इच्छामि किमर्थमित्युक्ते शास्त्रपठित सूक्ष्मातिसूक्ष्म विषयाः लेखने भवित भवति चेत् तदा पठितृभ्यः साहाय्यं भवति पुनः शास्त्रसम्बन्धिविषयं यदि पठति चेत् स् स ज्ञानं तज्ज्ञानं लिखितरूपेण न्यूनं भवति यदि दशवारं पठति चेत् एक ज्ञानं लभ्यते एकं ज्ञानं लभ्यते पुनः एकवारं लिख्यते चेत् तद् तद् तज्ज्ञानात् अधिकतया ज्ञानं भवति पुनः पठितृभ्यः शास्त्रसम्बन्धिविषयं तथा च ज्यौतिषशास्त्रविषयम् अधिकं दातुम् इच्छामि कथमित्युक्ते किमर्थमित्युक्ते पाठपठितसन्दर्भे यः विषयः मनसि आगच्छति तं विषयं अन्येभ्यः दातुं मम मनः मोदते